मम परिवारे नूतनवार्तां श्रोतुं साधारणतया टेलिविशन् यूस् कुर्वन्ति तत्र फेस्बुक् ट्विटर् इन्स्टाग्राम् इत्यादि मास् मीडिय विचाराः ये वर्तन्ते तेषां विषये आसक्तिमपि न यच्छन्ति यतो हि तत्र सत्यविचाराः कदाचित् भवन्ति किन्तु असत्यविचाराः आधिक्यरूपेण वर्तन्ते पुनश्च समयस्य व्यर्थता भवति यत् श्रोतव्यं यत् अध्येतव्यं यत् ज्ञातव्यं तत्सर्वं न भवति इत्यतः यत्र एकत्र एव सप् तत्सर्वं लभ्यते टेलिविशन् यद्वर्तते अथवा न्यूस् पेपर् इत्यादिकम् अधिकरूपेण पठन्ति तत्र विचारान् अध्ययनं कुर्वन्ति ज्ञातुमिच्छन्ति अतः फेस्बुक् मध्ये यद्विद्यमानं वर्तते तत् सर्वमपि सत्यं भवति सर्वमपि असत्यं भवति इति वक्तुं न शक्यते किन्तु साधारणतया तत्र असत्यविचाराः भवन्ति तत्र समयस्य व्यर्थता भवति इति मत्वा तस्य उपयोगं न्यूनं कुर्वन्ति